गतेषु वर्षेषु युद्धकलानिरताः समुदायाः सम्यक् रूपेण विकसिताः वर्तन्ते तत्र युद्धकला तावत् महिलानां कृते तु अत्यन्तम् अपेक्षिता एव महिलानां जीवने स्वस्य रक्षणं कर्तव्यं चेत् स्वरक्षणार्थं ताभिः युद्धम् अवश्यम् अध्येतव्यमेव वर्तते तत्र वक्तव्यं चेत् यथा दण्डः कराटे नियुद्धम् इति एवं रूपेण एतेषां एतासां युद्धकलानां विषये बालिकानां ज्ञानं भवेदेव य यदा तासां जीवने किञ्चित् कष्टं आगमिष्यति तादा ताः सुलभतया तस्य निवारणं स्वयमेव कर्तुं शक्नुवन्ति अपि च अस्मिन् काले समाजे यदि पश्यामः तर्हि महिलानां कृते युद्धकलायाः महता महती अपेक्षा वर्तते एव तदर्थं अस्माकं भारतदेशे अथावा देशान्तरे वा अस्याः कलायाः विकासः भवेदेव तत्र भारते यदि युद्धकलायाः विषये जनानाम् आसक्तिः यथा अधिका भवेत् तथा यदि चिन्तनीयं तर्हि किं कर्तव्यं भवति इति चेत् आदौ तावत् युद्धं युद्धस्य प्रभावः कः अथवा युद्धकलायाः महत्वं किम् इति ज्ञापनीयं भवति जनानां कृते यदा तस्य ज्ञापनं क्रीयते तत्पश्चात् तस्मिन् विषये जनानां प्रीतिः वर्धते तेन कारणेन ते ता तैः स्वजीवने तस्य अध्ययनाधिकं क्रीयते येन च अग्रे महत् महत् तस्य उपकारः भविष्यति